पुष्पाणां चित्राणि मह्यं रोचते परञ्च एकवारम् अहं कोटाजनपदे आसं तदा प्राकृतिकवातावरणस्य चित्रं गृहीतवान् तत्र तत्र नद्यां विहारसमये तत्रत्यजीवानां पशूनां पक्षिणां चित्रम् अहं नीतवान् तत्र बहवः विशालकायाः वृक्षाः सन्ति तथा च तत्र स्मारकानि अपि सन्ति यथा अस्ति अब्लिमिम इत्यस्य महल् महल् इति स्मारकमेव अस्ति सामान्यतया अहं प्रकृतिनिष्ठानि चित्रणि गृह्णामि पशूनां पक्षिणां चित्राणि मह्यं रोचते तथा च नदीतटस्य वातावरणमस्ति तस्य चित्रं वृक्षस्य नवीनपल्लवानां तथा च पुष्पाणां चित्रम् अहं गृह्णामि त्रत् तत्रत्य स्मारकाणां मूर्तीनाञ्च चित्रं बहु शि समीचीनम् आयाति तेषाञ्चित्रे तानि चित्राणि बहु विध प्राकृतिक वातावरणशीतता च बहुविध ऐतिहासिकतत्त्वस्य सङ्घटनं कुर्वन्ति इति